द्वित्रमासेब्यः पूर्वं मीशो इति आन्लैन् आपणे ई कामर्स् मध्ये अहम् एकं स्टडि टेबल् अध्ययनार्थम् उत्पीटिकां क्रीतवान् मम पुत्र्याः कृते सा उत्पीठिका लधु उत्पीटिका बहु सम्यक् अस्ति तस्य मूल्यं केवलं चतुश्शतम् एव किन्तु मूल्यस्य अपेक्षया तस्य गुणवत्ता अधिका वर्तते अतीवदृढं सा उत्पीटिका वर्तते तस्याः उत्पीटिकायाः पादद्वयं भवति तत्पादद्वयं वयं पुटीकर्तुमपि शक्नुमः येन अत्यन्तं

क्षुद्रे स्थाने इत्युक्ते अल्पस्थाने अपि तस्य स्थापनं कर्तुं शक्नुमः भित्तेः उपरि अवलम्बयितुमपि शक्नुमः इतस्ततः सुलभतया नेतुं शक्नुमः तस्य तस्याः उत्पीठिकायाः औन्नत्यमपि अत्यन्तं कम्फ़र्टबल् अस्ति मम पुत्री तस्याः उत्पीटिकायाः उपरि लेखनं पठनमित्यादिकं कर्तुं बहु इच्छति आनन्दम् अनुभवति च